आं मम उद्याने आरोपितानां पादप फलपुष्पाणि सर्वं सर्वाणि दृष्ट्वा मम भावना तु स् बहु बहु सन्तोषम् अनुभवामि देवाय विविधानि प् विविधानि पुष्पाणि विविधैः पुष्पैः सह विविधैः पुष्पैः अहम् अर्चयामि रङ्ग विविधानि रङ्गानि सहितं मम पूजागृहं तु बहु सुन्दरं दृश्यते मम उद्याने फलितपुष्पाणि सर्वाणि अपि अहं मम सहनिवासे न सह निवासे निवासिभ्यः अहं दास्यामि कानिचन पुष्पाणि वृक्ष वृक्षेभ्यः अपि अहं स्थापयामि न चिनोमि तदपि सुन्दरं भविष्यति